आम् अद्यतन बालकानां स्क्रीन् समयः अत्यधिकम् अस्ति मातापितरौ अपि बहिः गच्छन्ति कार्यं कर्तुम् अतः तेषां समयः अपि नास्ति बालैः सह क्रीडनार्थम् पितामहः पितामही मातामहः मातामही एव तेषां पालनं कुर्वन्ति बाला बालाः यदि न खादन्ति तदा दूरवाणीं दत्त्वा इदानीं खादतु इति वदन्ति तादृशम् उत्कोचं कृत्वा भोजनं ददामः चेत् बालाः सर्वदा करदूरवाणीम् द्रष्टुम् एव इच्छुकाः भवेयुः किमपि गृहकार्यम् अस्ति चेत् अथवा कार्यालयस्य कार्यम् अस्ति चेदपि करदूरवाणीम् अथवा करदूषणं दर्शयन्ति तादृशं न करणीयं बहिः गत्वा क्रीडतु इति क्रीडार्थं प्रेषयामः चेत् स्क्रीन् समयः न्यूनः भवेत् उत्साहेन क्रीडितुं पितामहः मातामहः मातामही पितामही अपि न शक्नोति तत् समये ते करदूरवाण्याः साहाय्यं प्राप्नोति किन्तु तत् समये बाल बालका बालकाः बालकाः गृ गृहस्य बहिः गत्वा क्री क्रीडन्ति चेत् किं सम्यक् भवेत् गृहस्य समीपे बहूनां बालकानां मैत्रत्वं कृत्वा क्रीडनीयम्